निश्चयेन अस्माकं पूर्वजाः बहु धर्मिकाः आसन् तत्र नास्ति संशयः इदानीन्तनजनाः विशेषतया युवानः धर्म धर्मस्य विषये चिन्तनमेव न कुर्वन्ति आ आधुनिकाः भवितुम् सर्वे आङ्ग्लभाषायाः पृष्टतः धावन्ति अनन्तरं अस्मान् परितः ये जनाः सन्ति तेषां वेशभूषणानि आहारक्रमः एतत् सर्वं द्रष्ट्वा मम मनसि एतत् आगच्छति एवमेव अग्रे गच्छामश्चेत् अस्माकं धर्मः एव न भविष्यति इति मम अभिप्रायः अतः सर्वे जनाः धार्मिकाः भवेयुः इति मम निवेदनम्